अहं तु वित्तकोषे एव कार्यं कृतवान् आसम् प्रायः त्रिंशत् वर्षाणियावत् वित्तकोषे एव कार्यं कृत्वा भिन्नभिन्नक्षेत्रे अहं तत्र मम परिवर्तनम् अभवत् तत्रापि अहं वित्तकोषे कार्यं कृतवान् इदानीं मम मित्राणि अपि वित्तकोषे कार्यं कर्तुम् इच्छन्ति इदानीन्तु बहवः वित्तकोषः सन्ति किम् इत्युक्ते इदानीम् इण्टर्नेट् इत्यादिकम् उपयुज्य कार्यकरणं बहु समीचीनं भवति इति ते चिन्तयन्ति पूर्वं वयं पुस्तकद्वारा एव सर्वं कार्यं भवति स्म इदानीन्तु इण्टर्नेट् द्वारा कम्प्यूटर् इत्यादिकम् उपयुज्य मोबैल् बेङ्किङ्ग् इण्टर्नेट् बेङ्किङ्ग् इत्यादिकम् आगत्य तत्र कार्यं कर्तुं बहुसुलभाय भवति इति चिन्तयित्वा वित्तकोषे कार्यं कर्तुं बहवः इदानीम् इच्छन्ति ते इदानीम् उद्योगमपि प्राप्नुवन्ति नाम